युवकानां कृते उत्तमोद्योगप्राप्तौ समस्याः इत्युक्ते अत्र तु कार्यं बहु भवति धनं न्यूनं प्राप्यते अनन्तरं कौशल्याधारितं यदि कार्यं भवति तर्हि कौशल्यं तेषां कुत्रचित् न भवति तत्र डिग्री भिन्ना भवति तेषां डिग्री भिन्ना भवति कार्यं भिन्नं भवति एवं तर्हि उद्योगप्राप्तेः कृते एकस्याः एव एकस्याः कलायाः नैपुण्यं कलायां नैपुण्यम् अपेक्षते तन्न भवति भिन्नं भिन्नं भवति सर्वं धनमपि न्यूनं भवति अतः युवानः बहु धनम् इच्छन्ति अनन्तरं परिश्रमं न्यूनम् इच्छन्ति तावद् न प्राप्यते एषा एव एका समस्या अस्ति अनन्तरं यस्मिन् कौशल्यं ते निपुणाः तादृशं कार्यं न प्राप्नुवन्ति एषापि एका समस्या वर्तते अनन्तरं गृहजनाः भवन्ति ते दूरं प्रेषयितुं न इच्छन्ति पुत्रः अत्रैव भवतु यत्र तेषां निवासः अस्ति निवासार्थं बहु अधिकं धनं प्राप्यते आवश्यकं भवति दूरं यदि गच्छति तर्हि तर्हि गृहस्य समीपम् एव तेषाम् उद्योगं भवतु इति तेषाम् इच्छा भवति एषापि एका समस्या एव वर्तते